मम प्रदेशे विद्युत् सर्वदा प्रायः भवति विद्युद् विच्छेदः अल्पं भवति यदा विद्युद् विच्छेदः भवति तदा विशेषतया ग्रीष्म ऋतृ ग्रीष्म ऋतौ बहु कष्टं भवति यतोहि अधिकः घर्मः भवति पङ्कं न चलति इति कारणात् बहु कष्टं भवति अन्यथा वसन्तकाले अन्यथा वर्षाकाले शरदी च तावत् कष्टं न भवति